अशीत्यधिकनवशतोत्तरैकसहस्रतमे वर्षे मे मासस्य एकविंशतिः दिनाङ्कः चत्वारि अधिकद्विसहस्रतमवर्षस्य एप्रिल् मासस्य दशमः दिनाङ्कः पञ्चदशाधिकद्विसहस्रतमवर्षस्य अक्टोबर् मासस्य एकादशः दिनाङ्कः षडशीत्यधिकं नवशताधिकम् एकसहस्रतमवर्षस्य मे मासस्य एकत्रिंशत् दिनाङ्कः सप्तचत्वारिंशदधिकनवशतोत्तर एकसहस्रतमवर्षस्य आगस्तु मासस्य पञ्चदशदिनाङ्कः पञ्च पञ्चाशीत्यधिकनवशतोत्तरैकसहस्रतमवर्षस्य डिसेम्बर् मासस्य पञ्चविंशतिदिनाङ्कः